मम गृहे नलिकाजलम् आगच्छति मम ग्रामे एकः एव कूपः वर्तते तस्मात् कूपात् सर्वेभ्यः जलं नलिकातः आगच्छति एतज्जलम् अत्यन्तं निर्मलं स्वच्छं च भवति एतेन अस्माकं जीवनम् अत्यन्तं सामान्यं वर्तते वयम् आरो इत्यादिकं किमपि न स्थापयामः पट्टणेषु जनाः जलस्य स्वच्छीकरणं कुर्वन्ति वयं तावत् स्वच्छीकरणं विना साक्षात् कूपादेव जलं स्वीकुर्मः अतः ग्रामे स्वच्छजलं पेयं भवति पट्टणेषु न भवति एतद् अस्माकं महत् सौभाग्यं वर्तते